मम इच्छा अस्ति तत्र पादपान् शोपयितदुं मम इच्छा एवमस्ति तद् शाकानाम् एव वर्धनीयमिति किमर्थमित्युक्ते सर्वे सर्वेषां गृहे एव अस्मा वयमेव तद् शाकानाम् तद् वर्धनीयमिति एव वयम् आपणात् यद् शाकानां शाका स्वीकुर्वन्ति तत्तु तत्र केवलम् अग्रिकल्चर् जनाः सर्वे तु नेचुरल् प्रोडक्स् एव अस्ति किन्तु तदानीम् केमिकल्स् इतोऽपि पाय्सन्रूपेण एव स्थापयित्वा एव ते सर्वं कुर्वन्ति सर्वत्र ते स्थापयति किन्तु वयं यथा ब अस्माकं गृहे एव शाकाः अनन्तरं फलाः स्थापयन्ति चेद् अस्माकम् आरोग्याय अपि सम्यक् एव भविष्यति इतःपरं यदा वयम् आपणात् स्वीकरोति तत्तु एकवारं वा द्विवारं वा एकमासमपि तत्र फलानामपि शाकानापि किमपि न भविष्यति तदा एव अस्ति तत्र ते पोय्सन् इत्यादिकं तस्य तन्मध्ये स्थापयति किन्तु वयं यदा अस्माकं गृहे यत्र कुत्र अपि क्षेत्रस्थलम् अस्ति चेत् तत्रैव स्थापयित्वा वयम् तस्य प फलानाम् अनन्तरं पुष्पाणां च वर्धनीयं न चेत् वयं स्थापयति तत्तु इतोऽपि सम्यक् अस्ति अस्माकं यदा अस्माकम् बालकाः अस्ति अस्माकं पुत्राः जनाः अस्ति तेषां कृते अपि तेषाम् आरोग्यमपि इतोऽपि सम्यक्तया भविष्यति तत् फलं खादिष्यति चेत् तेषाम् आरोग्यः इतोऽपि सम्यक् एव भविष्यति अतः वयं आपणात् वा अन्यत्र कुत्रापि स्थापयति चेत् तत् सम्यक् एव अस्ति दृष्ट्वा यदा वयं तद् दृश्यते तत् सम्यकेव किन्तु तन्मध्ये इतोऽपि किञ्चित् क्लेशः अस्ति एव